अन्तः आगच्छानि वा नमस्ते आ आचार्ये अहं अत्र वृत्यर्थं तत्र साहित्यविषये एका वृत्तिरासीत् तदर्थमहमत्र आगतवान् आम् मम नाम मम्थनः वर्तते अहं केन्द्रियसम्स्कृतविश्वविद्यालयस्य साहित्यविभागस्य छात्रः अस्मि इदानीं साहित्यशास्त्रमवलम्ब्य एव शोधं करोमि तर्हि तदर्थमेव इदानीमत्र अहं साहित्यम् अध्यापयितुमिच्छामि मया साहित्ये प्रायः नैकानि काव्यानि अधीतानि तत्र मेघदूतमस्ति कुमारसम्भवमस्ति नैषधमस्ति पुनः एतानि सर्वाणि अपि काव्यानि प्रायः सटीकम् एव अहम् अध्ययनं कृतवान् आमामाम् अहं काव्यशास्त्रमपि पाठयितुं शक्नोमि यतो हि काव्यशास्त्रीयग्रन्थानामपि अध्ययनं मया विहितमस्ति यथा साहित्यदर्पणः काव्यप्रकाशः रसगङ्गाधरः ध्वन्यालोकः एतेषां ध्वनिवादिकपरम्परायाम् आगतानां ग्रन्थानां काव्यशास्त्रीयग्रन्थानां अध्ययनं कृतमस्ति काव्यलक्षणविषये वा अवश्यं कस्य कस्य मतानुगुणमेव विश्वनाथस्य साहित्यदर्पणे काव्यलक्षणं प्रदत्तमस्ति रसात्मकं वाक्यं काव्यं अत्र रसः एव आत्मा काव्यस्य इति साहित्यदर्पणकारस्य विश्वनाथस्य मतं वर्तते अत्र वाक्यम् एव काव्यमिति उक्तमस्ति अन्यैः आचार्यैः शब्दार्थौ काव्यं तत्र शब्दस्य अर्थस्य च उभयोः अपि काव्यात्मत्वं स्वीकृतमस्ति परम् अत्र यथा उच्यते काव्यं श्रुतं काव्यम् उक्तं काव्यं लिखितं सर्वत्रापि वाक्ये एव काव्यत्व प्रचारः वर्तते अतः वाक्यम् एव अत्र काव्यं भवति पुनः कीदृशं वाक्यमिति तर्हि रसात्मकं वाक्यमेव स्यात् सामान्यानि वाक्यानि लोके नैकानि वर्तन्ते परं तेषु काव्यत्वम् इति व्यवहर्तुं न शक्नुमः अतः रसात्मकं एव यद् वाक्यमस्ति यत् रस उत्पादकमस्ति तादृशमेव वाक्यं काव्यम् इति दृशा रसात्मकं वाक्यं काव्यम् इति आचार्य विश्वनाथस्य मतमस्ति अत्रैव टीकायां तेन मम्मटस्य निराकरणमपि कृतमस्ति यदि तदिष्यते तदपि अहं बोधयितुं शक्नोमि तर्हि मम्मटस्य लक्षणे किमासीत् तेन उक्तं सदोशौ सगुणावनलङ्कृति पुनः क्वापि तर्हि तत्र सगुणौ सदोषौ तर्हि सदोषौ शब्दार्थौ काव्यम् इति कि किमर्थं भवितुं अर्हति यत्र दोषः अस्ति तत् काव्यं किमर्थं भवितुमर्हति तर्हि अदोषौ इति उक्तं तर्हि अदोषौ तत्र सर्वथा दोषरहितस्य काव्यत्वं यदि स्वीक्रियते चेत् तर्हि सर्वेषु अपि काव्येषु एकः दोषः तु भवत्येव सर्वथा अदोषस्य काव्यस्य प्राप्तिरेव न भवितुमर्हति अपि च भवति चेत् प्रायः काव्यानां अत्यन्तमेव विरळत्त्वं भविष्यति तन्नेष्टम् अतः कदाचित् दोषः भवति चेत् तर्हि रस अपकर्षकदोषाः न स्युः इति मतमस्ति अतः अदोषौ शब्दार्थौ काव्यमिति उक्तमस्ति परं तथापि दोषाः सन्ति चेत् तर्हि तत्र काव्यत्वं न भवितुमर्हति अतः अदोषौ इत्यत्र अनया समासः न वक्तव्यः इति तत्र काव्य एवं समीचीनं वा अस्तु धन्यवादाः अहं गन्तुं शक्नोमि धन्यवादाः नमस्ते